मया अधीतं शास्त्रं व्याकरणशास्त्रम् व्याकरणशास्त्रस्य मूलभूतः ग्रन्थः वर्तते अष्टाध्यायी इति भगवता पाणिना माहेश्वरसूत्राण्येव मूलभूतवस्तुत्वेन गृहीत्वा सकलस्य शब्दशास्त्रस्य अनुशासनं वैदिकस्य लौकिकस्य च समेत्य अनेन शास्त्रेण कृतम् अष्टाध्यायी अष्टकम् इत्यादि नाम्ना तत् प्रसिद्धं तत्र अध्ययनम् अध्यापन परम्परा द्विधा सम्पन्ना अष्टाध्याय्याः सूत्राणां यः क्रमः तमेव क्रममनुसृत्य सूत्रानुसारि अध्ययनम् अध्यापनपरम्परा एका यत्र वार्तिकानि महाभाष्यं ततः अग्रे काशिका न्यासपदमञ्जरी इत्यादयः ग्रन्थाः प्रसिद्धिं गताः ततः गते काले तस्मिन् क्रमेण तस्मिन् क्रमे अध्ययनकाले कश्चन क्लेशः भवति छात्राणां फलदर्शने शिक्षकस्य क्लेशो भवति इत्यादिकं मनसि निधाय अध्ययने सौकर्यम् आनेतुम् बहुभिः आचार्यैः प्रयत्नः कृतः तत्र भट्टोजिदीक्षितेन प्रक्रियानुसारि अतीवसुकरः मार्गः अन्विष्टः सिद्धान्तकौमुदी इति आख्या ग्रन्थश्च निर्मितः यस्य ग्रन्थस्य अध्ययनाध्यापनपरम्परा भारतवर्षे सर्वत्र वर्तते यत्र प्रौढमनोरमा लघुशब्देन्दुशेखरः इत्यादि व्याख्यानान्यपि प्रचुरतया अध्ययनाध्यापने रतानि वर्तन्ते अस्माभिस्तावत् अध्ययनकाले प्रक्रियानुसारि अध्ययनम् अध्यापनपरम्परा एव गृहीता सम्प्रत्यपि तेनैव क्रमेण अध्ययनं प्रचलति यद्यपि वयम् अष्टाध्यायीं कण्ठे धरामः अष्टाध्यायाः स्मरणार्थम् अतीव श्रमं कुर्मः अथापि सूत्रार्थग्रहणं सूत्रार्थस्य अन्वयः इत्यादिकम् अस्माभिः प्रक्रियानुसारेणैव दृश्यते अतः तदनुगुणमेव अध्ययनम् अध्यापनं च कार्यते यत्र इदानीं बहवः प्रसिद्धाः ग्रन्थाः सन्ति इति हेतोः तेषाम् अध्ययनेन बुद्धेः कौशल्यम् अभिवृद्धं भवति इति अस्मत् मनीषा